भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षायाः प्रोत्साहनार्थं द्विचक्रिका अथवा लेट्टप् प्रदानं इत्यादीनि योजनास्सन्ति तादृशी योजना कार्यं कुर्वन्ति कार्यं कुर्वन्ति किमर्थं तर्हि अद् अद्यत्वे वयं सर्वत्र पश्यामः नगरे अहं अथवा ग्रामे अपि लग् लघु लघु बालाः अथवा बालिकाः अपि यादृशं लेप्टाप् म अथवा मोबैल् जङ्गमयन्त्रस्य ज्ञानं यावदस्ति तादृशं ज्ञानं गृहे एव ये प्रौढजनाः सन्ति तेषां तादृशं ध्यानम् गृहस्य जनानां नाभवत् किमर्थं तर्हि सर्वकारः बालिकानां सर्वकारः बालिकानां कृते लेप्टाप् अथवा मोबैल् अथवा द्विचक्रिका यदि प्रदास्यति तर्हि द्विचक्रिकया सा यत्र गन्तुम् इच्छति तत्र सः सः गच्छति तर्हि सः शिक् द्विचक्रिकया सहाय्येन सा शा विद्यालयं गन्तुं शक्नोति अतः द्विचक्रिका आवश्यकी एवं ग्रामे ग्रामे अपि द्विचक्रिका बालिकानां बालिका बालिकाभ्यः यच्छति तावदेव प्र प्रकारः ग्रामे लेप्टाप् ह अपि प्रदास्यन्ति तर्हि लघु लघु बालाः पश्यन्तु न्यू ये एप् नवीनाः सन्ति गृहे ये जनाः सन्ति तादृशं ज्ञानं नास्ति परं लघु लघु बालकाः नवीनाः एप् उद्घाटयन्ति तस्य किम् कार्यं कुर्वन्ति यदि गृहस्य जनाः ज्ञातुं न शक्नुवन्ति तर्हि बालकाः तान् शिक्षयन्ति अतः सर्वत्र बालिकानां कृते यदि लेप्टाप् द्विचक्रिकायाः एवम् इतोपि नवीनानि साधनानि यदि प्रदास्यन्ति तर्हि मह् बालिकायाः जीवनम् उत्तमं भविष्यति